अधुनापि ग्रामेषु अस्माकं ज्येष्ठाः अन्धविश्वासं दृढतया विश्वसन्ति वयम् यत्र कुत्रापि कार्ये गन्तुम् सिद्धाः भवामः तदा यदि मार्जालः अग्रे आगच्छति अस्माकं पुरतः आगच्छति दृश्यते चेत् गृहे ज्येष्ठाः वदन्ति भोः मार्जालः आगतः तिष्ठतु भवान् किञ्चित् कालानन्तरं गच्छतु किञ्चित् कालम् उपविश्य गच्छतु इति सूचयन्ति केवलं मार्जालः इत्येव न यदि छिक्किका आगच्छति चेतपि ज्येष्ठाः सूचयन्ति हरिः ओम् किञ्चित् कालं तिष्ठतु भवान् उपविशतु किञ्चित् जलं पीत्वा गच्छतु इति मास्तु इति यदि वदामः न न न इदानीं भवान् कार्ये गच्छन् अस्ति किल छिक्किका आगच्छति चेत् किञ्चित् कालं स्थित्वा एव गच्छति चेत् कार्यस्य सफलता भवति इति ज्येष्ठाः वदन्ति